अस्माकं ग्रामे यदा वृष्टिः अतीव जायते तदा सामान्यतया शैत्यं भवति तत्र शैत्यं निवारयितुं चिकित्साः बहूनि वर्तन्ते तत्र लोकप्रियाः ग्रहोपचाराः कानिचन सन्ति तेषु अन्यतमः शृङ्गवेरां स्वीकृत्य कषायं निर्माणं कृत्वा ये कषायं स्वीकुर्वन् कुर्वन्ति ते शीघ्रतया शैत्यं निवारयितुं शक्यते तथा च उष्णजलं स्वीकरणीयं उष्ण आहारान् स्वीकरणीयं तथा च उष्णजलेन स्नानं करणीयम् एवं यः करोति सामान्यशैत्यस्य निवारणं कर्तुं शक्यते ये शैत्यजलेन एव उपयोगं करबो करोति सः चिकित्सां न अनुभूयते अतः अस्माकं ग्रामे सामान्यशैत्यस्य चिकित्साः एवं वर्तते